प्रतिदिनम् अहम् अभ्यासं करोमि मम गुरुः पाठितवती प्रतिदिनं प्रातःकाले उत्थाय इति प्रथमम् मन्दं द्वितीयं मध्यमस्तरं तृतीयं दीर्घस्तरम् इति केवलम् अ उपयुज्य यदा कुर्मः चेत् अन्ते विदयमानः ईसोपेगस् ओकल् कार्ड किमर्थम् इत्युक्ते भवति तत् सम्यक् उद्घाटयति किम् इत्युक्ते अस्माकं यदा गायामः तदा दीर्घस्वराः यत्रात्र केचित् दीर्घं स्वीकरणीयं लघुः स्वीकरणीयं तदा अस्माकम् एतत् एकं लघुः प्राक्टीस् एकं लघुः उपयोगः उपयोगाय भवति तदेव उष्णजलपानं यदा शीत शैत्यकालमस्ति यदा वोकल् बाक्स्मध्ये कण्ठवेदना अस्ति तदा उष्णजलं शीतल शीतल पदार्थानां त्यागः तु अहं न करोमि एव अहं न कृतवान् च तदनन्तरं भोजन विषयापि किं जायते किमपि रिस्ट्रिक्शन्स् का वत किमपि नास्ति